जनाः सर्वकारीयं वृत्तिम् एव प्राधान्यं प्रयच्छन्ति किमर्थम् इत्युक्ते स तत्र समयः निगदितः भवति अनन्तरं कार्यसमाप्त्यनन्तरम् अपि तेषां धनं लभ्यते इति तेषां ते सर्वकारीयवृत्तिम् एव प्राधान्यं प्रयच्छन्ति परन्तु वैयक्तिकवृत्तिमध्ये बहुसम्पादनम् अस्ति अपि कार्यानन्तरं ते धनं प्राप्तुं न शक्नोति अनन्तरं विष एतादृशविषये वैयक्तिकवृत्ति अपेक्षया सर्वकारीयवृत्ति एव जनाः प्राधान्यम् इच्छति इति मम अभिप्रायं उद्योगराहित्यम् अहमपि मया अवलोकितं ये जनाः ये छात्राः इदानीं विद्याभ्यासं सं सम्पूर्णं कृत्वा बहि आगच्छन्ति तेषाम् उद्योग अवकाशम् एव नास्ति